नमो नमः ओला केम्प् सेन्टर् वा अहं शिवः अद्य रात्रौ त्रिवादने मम विमानयानम् अस्ति अतः मया केन्द्रीयसंस्कृतविश्वविद्यालयतः जयपुरविमानस्थानं पर्यन्तम् एकं विमानं स्वीकृतम् अस्ति अतः किं मया रात्रौ द्वादशवादने एकं यानं प्राप्तुं शक्यते वा कृपया ज्ञापयन्तु धन्यवादः